हरि ओम् अहं मम सख्याः एकः कार्यक्रमः अभवत् तस्य निर्वहणविषये बहु लोपानि अभवन् अतः तस्य विषये सम्भाषणं कर्तुं दूरवाणीं कृतवति अस्माक् भवन्तः अस्माकं कार्यक्रमं समर्पकतया निर्वहणं न कृतवन्तः खलु आम् मन्डपे श्वेत तथा रक्तवर्णस्य पुष्पाणि अपेक्षितमासीत् परन्तु भवन्तः पीतवर्णपुष्पाणि उपयोगं कृतवन्तः खलु पीतवर्णं पुष्पं सुन्दरम् अस्ति आम् अहं पुष्पं सुन्दरं नास्ति इति न वदामि परन्तु वर्णसंयोजनमेव नास्ति खलु श्वेतवर्णे पीतवर्णं कथं सुन्दरं दृश्यते एवं भवतः दोषः अस्ति चेदपि भवन् स्वीकारं न करोति खलु न न न केवलं मन्डपशृङ्गारे अपि तु पानीयव्यवस्थायामपि सम्यक् न कृतवन्तः खलु हो तर्हि

आम् अस्माकं दोषः एव परन्तु वयं उक्तवन्तः खलु व्यवस्था कर्तुं शक्यते वा न वा इति दृष्ट्वा एव तस्य अनुवर्तनं कृतवन्तः खलु

हा अस्तु तथापि पानीयव्यवस्थायाम् एवं दोषं अभवत् तदस्माकमपि तृटिः अहं जानामि तद् भोजनव्यवस्थायामपि तथैव अभवत् क अभवत् वा हा नैव अन्नम् अपक्वम् आसीत् खलु मधुराणि अपि न्यूनम् अभवत् आम् पश्यतु हा पश्यतु वयं तु अष्टशतजनानां व्यवस्थाम् इति उक्तमासीत् आगतः जनाः तु केवलं पञ्चाशतधिकसप्तशतजनाः एव तथापि भोजनं न्यूनं कथम् अभवत् पञ्चाशत् जनस्य भोजनं अवशिष्टं अर्हति खलु किमर्थं न्यूनम् अभवत् अस्तु हा मधुरं सम्यक् आसीत् परन्तु न्यूनम् अभवत् खलु भवन्तः एवम् आम् भवन्तः एवं करोति चेत् जनाः भवन्तम् आर्डर् न यच्छन्ति पश्यन्तु

अस्तु अस्तु अहम् उत्तमप्रतिक्रियामेव दास्यामि परन्तु यत् दोषः अस्ति भवतः कृतेपि अव अवगन्तुं अवश्यकं खिल अतः उक्तवति अस्तु धन्यवादः